चतुर्विंशत्यधिकद्विसहस्रं द्विसहस्रतमवर्षस्य जू एप्रिल् मासस्य षड्विंशतिः दिनाङ्कः त्रयोविंशत्यधिक द्विसहस्रतमवर्षस्य जून् मासस्य षोडशः दिनाङ्कः चतुर्विंशत्यधिक द्विसहस्रतमवर्षस्य अगस्ट् मासस्य द्वादशः दिनाङ्कः पञ्चविंशत्यधिक द्विसहस्रतमवर्षस्य डिसेम्बर् मासस्य त्रिंशत् दिनाङ्कः एकविंशत्यधिक एकविंशत्यधिकद्विसहस्रतमवर्षस्य जुलै मासस्य द्वादशः दिनाङ्कः